अस्माकं नगरे मम मित्रम् एकं व्यापारम् आरब्धवान् आसीत् तद्व्यापारमपि बहु सम्यक्रीत्या इदानीमपि प्रचलन् अस्ति तत् पूर्वं किं कृतवान् इत्युक्ते तस्मिन् प्रदेशे यदि एवं व्यापारं कुर्मः चेत् कथं भवेत् इति पूर्वमेव एकं तत्र मार्केट् ष्टडि इति कृत्वा एकं सर्वे अपि सः कृतवान् आसीत् अतः सर्वे मध्ये किं किं करणीयं किं व्यापारं करणीयं कस्मिन् प्रदेशे करणीयं कथं करणीयम् इत्यादि विषये अपि सः ज्ञानं स्वीकृत्य एव व्यापारम् आरब्धवान् आसीत् अतः व्यापार तत्र आरम्भं कृत्वा सः सम्यक्रीत्या इदानीं व्यापारं कुर्वन् कुर्वन् अस्ति सः व्यापारे सफलता अपि सः प्राप्तवान् अतः किञ्चित् पूर्वमेव किञ्चित् तत्र अद्ययनम् इत्यादिकं कृत्वा व्यापारं कुर्मः चेत् सफलता मिलति इति वयं ज्ञातुं शक्नुमः